हलो हरिः ओं महि महीपते वा मम चतुश्चक्रवाहनस्य सर्वीस् कृ कृतवन्तः किल भवानेव वा दिनद्वयमभवत् कृत्वा इदानीं तत् मार्गमध्ये यान्त्रिकदोषं आगतं किञ्चित् स्पीड् न न भवति तत् कथं सम्यक् सम्यक् सम्यक् करिष्यति चेत् इदम् एवं कथं भवति दोष् दोषाः एक्सलेटर् शब्दम् अधिकं भवति एक्सलेटर् मध्ये किञ्चित् शब्दम् अधिकं भवति किन्तु मार्गे किञ्चित् किञ्चित्त् ब्रेक् ब्रेक् ब्रेक् इति भवति मध्ये मध्ये मध्ये मध्ये निधानं भवति स्पीड् न भवति भवतु भवन्तः तद् करिष् एवं करिष्यते चेत् एवं कथं भवति भवन्तः भवत् भवतः इदानीम् आगत्वा एतत् समीचीनं करणीयं मम मम मम तु आगुम्बे घाट् मध्ये वाहनम् अस्ति भवान् शी भवान् अतिशीघ्रं शीघ्रम् आगन्तव्यम् एकद् एकदा एकघण्टापर्यन्तम् अहम् अत्र अत्रैव स्थापयामि वाहनम् बव् बव भवान् शीघ्रमागत्य तत् समी समीचीनं सम्यक् कृत्वा तदनन्तरं वयमपि मिलित्वा आगच्छामः हा

हा दो दोष् दिश् दोषं समीचीनं करणीयमेव भवतु आगच्छतु भवतु